नमो नमः होटल् सफ़ारि अहं सुमितः भवतः होटल् सफ़ारि भोजनालयस्य नियमित् उपभोक्तास्मि अहं दालबाटीचूर्मा पाव्भाजी चौमिन् इड्ली साम्भर् फ़्रेञ्च् फ़्रैज़् साहिपनीर् कडायिपनीर् बहुबहुवस्तूनि ओर्डर् कृतवान् किन्तु ये आतिथयः सन्ति ते गतवन्तः अतः अहं यानि यानि वस्तूनि आर्डर् कृतवान् तानि सर्वाणि केन्सिल् कुर्वन्तु धन्यवादः